हलो नमस्कारः हलो अहम् आसां मध्ये आगच्छामि तत्र के के पर्वतः अस्ति के के देवालयः अस्ति अहं भवतां वदामि आम् आम्

अहं बहु वायो जलमध्ये अहम् इच्छा अस्ति चेत् तत्र अहम् इच्छामि ते भवान् ते भवान् देवालयम् देकावती अहं मै मध्ये भवान् आसां मध्ये आगच्छामि मै मध्ये हा भवान् वदतु अहं मै मध्ये भव आसाम् आगच्छामि ते मै मध्ये आसाम् मण्डलं किम् अस्ति अहं चिन्ता नास्तु प परन्तु देवालयः नाम् किं किम् अस्ति भवान् वदतु पर्वतः अस्ति वा न वा अहम् आगच्छामि नमो नमः